पूर्वस्मात् कालात् भिन्नः एकः अंशः उत्तमः भासते सः अस्ति विज्ञानविषयः अतः अधुना सर्वत्र विज्ञानस्य चमत्कारः वयं पश्यामः प्राचीन विज्ञानस्य आविष्कारः विज्ञानस्य संशोधनः प्राचीनकाले अतिप्राचीनकालतः या अद्यावत्पत्पर्यन्तं प्रचलन्ति परन्तु उत्तमः आविष्कारः प्राचीनकालात् एव अभवत् उदाहरणरूपेण वयं पश्यामः यत् यास्काचार्यः अग्निः एवं वैश्वानरः इति सूर्यस्य पर्यायवाचि शब्दाः सन्ति इति वयम् जानन्ति तेषां न तैः सह अवतलदर्पणम् ग्लास् इति आधुनिकम् उपकरणम् उपकरणेन साहाय्येन विज्ञानस्य प्रयोगशालायाम् अवतरदर्पणस्य प्रयोगः दृश्यते प्राचीनकाले ये ये ओषधीनां प्रयोगः अ अभवत् तेषाम् तेषां नूतनरूपेण अधुना य यथा मलं मलं पट्टि अथवा ड्रिङ्क् रूपेण पेयम् इति रूपेण वयं ग्रहितुम् अर्हन्ति अनन्तरं विज्ञानक्षेत्रे प्र प्राचीनकाले कृषकाः हल् इति साहाय्येन कृषिकर्मं कुर्वन्ति स्म अधुना मशीन्द्वारा ते कृषिकार्यं कुर्वन्ति प्राचीनकाले बलिवर्दा बलिवर्दैः सह कृषिकार्यम् कुषिकार्यं जातम् अधुना मशिनद्वारे सर्वं कार्यं जातम् अधुना अतः विज्ञानस्य प्रयोगः अत्र तत्र सर्वत्र दृश्यते विज्ञानेन सर्वत्र प्रगतिः उन्नतिः उत्कर्षः भविष्यति परं तेन यथा तथा किञ्चित् दोषः अपि अभवत् यथा मोबैल् म् भ्रमणध्वनियन्त्रेण सर्वत्र वयम् कापि वार्ता ज्ञातुम् वयं शक्नुमः परं यदि बालकाः अहोरात्रपर्यन्तं केवल मोबैल् साहाय्येन ते क्रीडन्ति अथवा अनुचितं वार्तामपि श्रुण्वन्ति तर्हि तत्तु तत्र हानिः अपि भवितुम् अर्हति अतः विज्ञानम् आशीर्वादपि अस्ति एवं शापः अपि अस्ति पूर्वस्मात् कालात् भिन्नं विज्ञानम् विज्ञानस्य प्रयोगः अतीव अधिकतरः जातः भारतस्य भारते कोरोना काले अदानीमहोदयेन न अदानी न पुनवला इति महोदयेन औषधं ओषधीनाम् उत्पादनं कृतवन्तः अतः क् केवलं भारते अपि तु स जगत् संसारे सर्वत्र लसीकरणम् अपि जातम् प्र एतत् उत्तमं विज्ञानस्य प्रयोगः यावत् पर्यन्तं शक्यं परन्तु यदि कापि सीमापर्यन्तम् उत्तमा सीमा सीमोलङ्घनं यदि भविष्यति तदा विज्ञानं ह विज्ञानविषये ह विषये हानिः अपि भविष्यति